कदाचित् अन्यभाषासु गायन् तस्य धूनं तालः रागः च सर्वे भिन्नाः सन्ति ते भारतीयसङ्गीतात् बहु भिन्नाः सन्ति तस्मिन् समये गातुम् अतीवकठिनं दृश्यते परन्तु यदा वयं तस्य सम्पूर्णम् अर्थं ज्ञात्वा प्रत्येकं पङ्क्तिम् अवगत्य गायामः आम् अतीव तदा अतीवप्रसन्नतां जानन्ति